हरिः ओम् नमस्कारः वदतु भोः अहं केन्टीन् ओनर् अस्मि हरिः ओम् न श्रूयते आम् आं वदतु वदतु न श्रूयते इदानीं श्रूयते

एवं वा अत्र तिरुपतौ महाविश्वविद्यालये वा एवं वा तथा किमपि नास्ति भोः अहं पञ्चाशत् वर्षादारभ्य स्थापितवान् एतावता केपि एतानि समस्याः एताः समस्याः न उक्तवन्तः भवती एव सूचयन्ती अस्ति तथा तु न भवति प्रायः बहिः कुत्रचित् खादित्वा आगतवन्तः स्मः खादितवन्तः एवं वा अहं तु केन्टीन् ओनर् अस्मि खलु भोः अहं कथं जानामि नूतनतया इदानीं पाचकाः आगतवन्तः खलु तदहं न दृष्टवान् न आगतवान् अहं सूचयामि एकवारं तान् सम्यक्तया कुर्वन्तु इति आगच्छामि चेत् सूचयामि भवती एव वदन्ती अस्ति एवं समस्याः तत्र तु मया न दृष्टमस्ति एतावन्ति वर्षाणि जातानि तत्र मया कार्यं कृत्वा अहं कथं विश्वासं करोमि भोः भवती एका एव आगत्य वदन्ती अस्ति एवम् आम् आमाम् अहं बहु दिनानि जातम् आम् आमाम्

आमामाम् अस्तु अस्तु अहम् आमाम् अहं केन्टीन् आगच्छामि चेत् गच्छामि अवश्यं तत्र पश्यामि नूतनतया पाचकाः आगतवन्तः खलु भोः तम् अहं सूचयामि एवं पुनः अग्रे एवं न भवति आमां स्वागतं स्वागतम्